बाल्ये मया बह्व्यः क्रीडाः क्रीडिताः तत्र कबड्डी खो खो लङ्ग्डी इत्यादयः आसन् तत्र खो खो क्रीडा मम कृते अतीव इष्टा तस्यां क्रीडायां नवजनाः भवन्ति एकस्मिन् क्रीडाङ्गणे स्तम्भद्वयं स्थापयित्वा तत्र एकस्यां रेखायां पादत्रयस्य अन्तरे अष्टौ जनाः उपविशन्ति एकः धावति उपविष्टाः जनाः एकस्य एकत्र अपरस्य अपरत्र एवं विरुद्धक्रमेण उपविश्य तस्यामेव दिशि धावनं कुर्वन्ति अपरस्मिन् गणे अन्ये नवजनाः क्रीडाङ्गणे यथेष्टं धावनं कुर्वन्ति कृते धावनकाले उपविष्टाः छात्राः धावन् ये धावन्ति तान् छात्रान् गृह्णीयुः इति अस्याः क्रीडायाः स्वरूपम् लङ्गडीक्रीडायां मिटरचतुष्टयम् इति अन्तरस्य एकः चौरसः भवति तस्मिन् एका रेखा स्थापिता भवति अत्रापि नवजनाः एकेन पादेन क्रीडाङ्गणे अन्यान् त्रयान् स्वहस्तेन स्पर्शं कुर्वन्तः धावन्ति सः स्पर्शः यथा न भवेत् तथा अन्ये प्रयत्नं कुर्वन्ति एवम् इयं क्रीडा अतीव शोभना वर्तते अवशिष्टा कबड्डी क्रीडा इयं क्रीडा नवजनाः क्रीडन्ति तत्र एकः अन्तः प्रविश्य अव सर्वान् स्पर्शित्वा स्वस्थाने आगन्तुं प्रयत्नं कुर्वन्ति